अन्यभाषायाः अपेक्षया संस्कृतभाषा कथं विशिष्टा नाम भाषाः बह्यः वर्तन्ते कन्नडभाषा तेलुगुभाषा आङ्ग्लभाषा हिन्दी तमिल् इत्याद्यः इत्याद्यः भाषाः बह्व्यः वर्तन्ते तत्र संस्कृतभाषायाः वैशिष्ट्यं किमर्थं नाम संस्कृतभाषायां वयम् इदानीं सम्भाषयन्तः स्मः देवभाषा संस्कृतभाषा इत्युच्यते इति कृत्वा वा संस्कृतभाषायाः वैशिष्ट्यं स्यात् किमर्थं नाम देवाः संस्कृतं संस्कृतभाषायाम् एव सम्भाषयन्ति अपि च मातृभाषा इति ये जनाः वदन्ति केचन तेषां या मातृभाषा तस्याः मातृभाषा संस्कृतमिति वयं वदामः मातृभाषायाः मातृभाषा वर्तते संस्कृतभाषा इति इति कृत्वा संस्कृतभाषा विशिष्टा वर्तते संस्कृतभाषायां पदप्रयोगः यदा अस्माभिः क्रियते अर्थानुसन्धानं भवति इति कृत्वा संस्कृतभाषा उत्कृष्टा वर्तते वैज्ञानिकदृष्ट्या पश्यामश्चेत् संस्कृतभाषा किं तत्र यानि पदानि उपयुज्यन्ते तत्र तेषाम् अर्थः विज्ञाने अपि कृतं वर्तते इति कृत्वा संस्कृतभाषा विशिष्टा वर्तते